हरिओम् नमोनम महोदय अहं एवं पृच्छामि यत् भवतः बेङ्क् मध्ये अहं किं नामम् अस्माकं स्वकीय अकौण्ट् इति ओप् अकौण्ट् ओप् उद्घाटनार्थं किं किम् अपेक्षितम् अस्ति तत्र इति महोदय किं नाम मम् अहं इदानीं विद्यार्थिः अस् अस्ति चेत् किदृश अकौण्ट् सम्यक् भविष्यति इति भवान् आम् अस्ति चेत्

अस्तु तर्हि करेण्ट् अकौण्ट् मध्ये किं किम् आवश्यकं भविष्यति इति

आम् इदानीम् आगता किं नाम करेण्ट् अकौण्ट् किं नाम वयं तत्र उद्घाटनं कर्तुं शक्नोमि चेत् किं किं आवश्यकं इति सम्यक्तया आम् आम्

तत् तदनन्तरं किं नाम यदा अस्माकं

किं प्राप्तुं शक्नुमः वयम् अहं वयं ए टि एम् इत्यादि यदा अस्माकम् अकौण्ट्

अस्तु अस्तु यदा कदा अपि अस्माकं यदा मम कृते किं नाम लोन् इत्यादिकम् आवश्यकं भविष्यति चेत् तदपि दातुं शक्नोति